सामाजिकपरिवर्तनं चिन्तयामः चेत् अस्माकं राजस्थानराज्ये बहूनि कार्याणि जायमानानि सन्ति तत्र भवन इत्यादि निर्माणानां विषये सर्वकारस्य अवधानम् इदानीं परिवर्त् परिवर्तितं वर्तते पूर्वं सामान्यभवनानि भवन्ति स्मः किन्तु इदानीं तत्र कलासंयोजनं तस्य वैभवप्रदर्शनम् इत्यादि सर्वं समृद्धताप्रदर्शनं मुख्यम् आगतं अत्र सामाजिकपरिवर्तनेषु एव राज्यस्य संरचनायाम् अपि पारस्परिकसम्पर्कस्य अभिवृद्धि भवेत् तदर्थं मार्गाणां संयोजनमपि बहु परिवर्तितं सञ्जातं भवनेषु यदि वयं चिन्तयामः चेद् अस्माकं राजस्थानशैल्याः तत्र समावेषः सञ्जातः भवनेषु राजस्थानशैल्याः राजस्थानप्रस्तरस्य प्रयोगः अपि भवति तत्र जोत्पुरी प्रस्तरस्य प्रयोगः भवति रक्तवर्णियस्य प्रस्तरखण्डस्य प्रयोगः भवति तत्र प्रस्तरेषु शिल्पकलायाः प्रयोगं वयं बहु समीचीनतया द्रष्टुं शक्नुमः तद् आकर्षकं भवति पर्यटकाः ये आगच्छन्ति ते निश्चयेन तान् दृष्ट्वा आकर्षिता भवन्ति